विद्यमानपादपैः अधिकपादपान् उत्पादयितुम् अहं विद्यमानपादपस्य शाखाकर्तनं कृत्वा भूमौ रोपयामि वनस्पतिप्रसारार्थं प्रयुक्तेषु सर्वेषु पद्धतीषु सम्भवतः एतत् बहुमुखी अस्ति अहं पादपैः जलं ददामि एवं च तस्य कृते पोषणं ददामि यथा गोमूत्रक्षेपणं गोमयम् इत्यादि